न मया यत्किमपि कार्यम् प्रारभ्य मध्ये संशयापन्नः तत्र कार्यं नैव अत्यजम् यतः भारते कस्मिन्नपि विषये न लिखितुं शक्यते इति तथा नास्ति न तथा भावयामि अहम् यस्मिन् कस्मिन्नपि विषये भारते स्थित्वा किमपि लिखितुं न शक्यते इति नैव भावयामि बहवः विदेशं गत्वा एव अध्ययनं कर्तव्यम् इति चिन्तयन्ति आधुनिकाः जनाः विदेशियानाम् एव प्रोत्साहं कुर्वन्ति न तथा अस्ति अस्मिन् भारतवर्षे भारतवर्षे तु वर्तते तैः तत्र अभिज्ञातव्यम् तावदेव यत्सौकर्यम् आवश्यकम् तत्सर्वमपि अभिज्ञा अभिज्ञां कृत्वा अभिज्ञानं कृत्वा तत्र कार्यं कर्तव्यं भवति